मम इष्टं खाद्यं मसालेपाप्पड् इति तत् बहु सम्यक् अस्ति म तत्र पाप्पड़ इत्युक्ते वयं कन्नडेन हप्पडं पर्पटम् इति सम् वदामः चेत् तत्र किञ्चित् न म एतत् आनियन् स्थापयन्ति अन्तरं टोमेटो अपि स्थापयन्ति बहु रुचिकरं भवति तत् जीर्णक्रिया अपि सम्यक् भवति अत्र वुड् लेन्ड्स् इति उपहारमन्दिरः अस्ति तत्र सम्यक् यच्छन्ति अहं सर्वदा तत्र एव खादितुम् इच्छामि तत्र अन्य खाद्यम् अपि बहु सम्यक् अस्ति सर्वं किञ्चित् किञ्चित् एव खादामि बहु इष्टं मम खाद्यम् एतत् पर्पटं मसाला पर्पटम् इति वयं वदामः चेत् तत् सम्यक् भवति तत्र एव सम्यक् लभ्यते